हरिः ओम् हा आगच्छतु उपविशतु

स्वपरिचयं करोतु हा किं पठितवती आदौ कुत्र पठितवती

ओ एवम् एवं समीचीनं किं शास्त्रमधीतवती एवं समीचीनं व्याकरणशास्त्रमधीतवती आम् अत्र रिक्तता अस्ति इति कथं ज्ञातवती आं चयनप्रक्रियां प्रति प्रविष्टवती अस्तु समीचीनम् इदानीं व्याकरणं पठितवती इति भवती उक्तवती तर्हि व्याकरणं नाम किम् हा व्याक्रियन्ते अनेन व्युत्पद्यन्ते इति व्याकरणं हा व्याकरणशास्त्रस्य प्रमुखाः ग्रन्थाः के जानन्ति वा जानन्ति हा वदतु

सम्यक् सम्यक् लघुसिद्धान्तकौमुदेः प्रणेता कः जानाति वा कः वरदराजः समीचीनम् महाभाष्यस्य कर्ता पतञ्जलिः समीचीनम् सुभाषितमेकं श्रावयतु यत्किमपि बुद्धौ अस्ति चेत् विद्या ददाति विनयं विनयाद्याति पात्रतां पात्रत्वाद्धनमाप्नोति धनाद्धर्म ततस्सुखम् इति समीचीनम् अस्य सुभाषितस्य अर्थं नाम सारः वक्तुं शक्नोति वा हा श्रावयतु विद्यायाः विनयं भवति अग्रे हा पात्रत्वात् आगच्छती धनराशिः भवति हा आं समीचीनम् हा हा समीचीनम् अस्तु शुभं भूयात् हा हा